आं कृषकाः पशुत्याज्यं किं कुर्वन्ति नाम तत्र प्रथमं चिन्तयामः गोमयमिति तत् गोमयं स्वीकृत्य बर्णी क्रियते तद्बर्णी आतपे संस्थाप्यते तद्यदा घनिकरं भवति तदा तत् स्वीकृत्य वन्हौ स्थाप्यते तस्य भस्मं भवति तत् भस्मं स्वीकृत्य एकस्मिन् गटे ट्वेण्टि फ़ोर् अवर्स् तत्र संस्थाप्यते तस्य चूर्णं कृत्वा तत् अनन्तरं स्वीकृत्य तत् तत् सर्वं जलं निष्पीड्य तत् भस्मं क्रियते तत् भस्मं किम् आतपे न न स्थापनीयम् अत्रैव क् क्वचित् फ़्यान् निकटे वा क्वचित् संस्थाप्य तत् ग् किं शुष्कं कर्तव्यं तदोत्तरं तत् वन्हौ नाम यत् ज्वलति तत्र न स्थापनीयं केण्ड इत्यद्युच्यते तत्र संस्थाप्यते तत् भस्मं यावत् तत्र स्थाप्यते तावत् वैट् भवति एतत् केमिकल् रहितं रासायनिकरहितं भस्मं अस्माभिः गोमयद्वारा निर्मीयते तेन धनं धनमपि अवशिष्यते इत्ये इत्येकं अत्र उच्यते अपि च मृतस्य गोः शरीरम् एकस्मिन् बृहत्पात्रे संस्थाप्य तस्य बहु दिनानि तत्रेव त्यज्यन्ते तस्य दुर्गन्धः आरभ्यते तदर्थं मधुकर्कटी इति फलं तद्दुर्गन्धनिवारणार्थं तस्मिन् संस्थाप्यते परिमितं यावत् तत्र तस्य किं गन्धः दुर्गन्धः न आगच्छति अनन्तरं बहु दिनानि तत्र इतोपि किञ्चित् संस्थाप्य तक्रम् अपि च गुडम् इत्यादिकं संस्थाप्य जीवामृतम् इति निर्मीयते तत् अस्माभिः क्षेत्रेषु सस्यानां कृते स्थाप्यते इदानीन्तनजनाः तु रासायनिकम् इत्यादिकम् उपयुज्य भूमि भूमौ फलं नाशयन्तः सन्ति तत् अनेन निवारयितुं शक्यते तत्र तत् संस्थाप्यते चेत् बहु फलं दीयते धनस्य लाभः अस्माकं जीवामृतद्वारा प्राप्यते अपि च अर्कः च अर्कः इति एकं निर्मीयते अस्माकम् आरोग्यं सम्यक् भवतु इति